राज्यस्य अर्थव्यवस्थाः विकासनार्थं स्थानीयाः उद्योगाः बहवः सन्ति राज्ये इतोपि इण्डस्ट्रि आरब्धुं शक्यते पुनश्च एक्स्पोर्ट् कर्तुं शक्यते येन च बहवः जनाः कार्यं प्राप्नुवन्ति तेभ्यः अनुकूलं भवति निश्चयेन जनाः येन च उपयोगं प्राप्नुवन्ति जिवनव्यवहारार्थं धनं प्राप्नुवन्ति इति मम अभिप्रायः पुनश्च येभ्यः उद्योगं नास्ति ते तेषां सम्पर्कं कृत्वा अस्माकं पक्षतः तेभ्यः कुत्रचित् प्रदेशे अस्माकं राज्ये वा कार्यप्राप्त्यर्थं साहायं कर्तुं शक्यते इति वक्तुम् इच्छामि